महाभारते भीष्मपर्वणि भगवद्गीता विराजते तत्र तावत् भगवद्गीता अष्टादश अध्याये अध्याये विराजते तत्र अध्ययानां परिचयं कारयामि अर्जुनविषादयोगः साङ्ख्ययोगः कर्मयोगः ज्ञानकर्मसंन्यासयोगः कर्मसंन्यासयोगः आत्मसंयमयोगः ज्ञानविज्ञानयोगः अक्षरब्रह्मयोगः राजविद्याराजगुह्ययोगः विभूतियोगः विश्वरूपदर्शनयोगः भक्तियोगः क्षेत्रक्षेत्रज्ञविभागयोगः गुणत्रयविभागयोगः पुरुषोत्तमयोगः दैवासुरसम्पत्तिभागयोगः श्रद्धात्रयविभागयोगः मोक्षसंन्यासयोगः एवम् अष्टादश अध्यायाः वर्तन्ते तत्र सर्वेषां जीवानाम् कर्मणां विषये अनन्तरं जीवा भक्तिः भक्तेः विषये अनन्तरं स्वयमेव कृश् श्रीकृष्णः तस्य विश्वरूपं च अर्जुनाय दर्शयति एवं गुणानां विषये सत्वरजस्तमगुणानां विषये तत्र प्रतिपाद्यते एवं ग् अस्माकम् एषः भगव एषः ग्रन्थः भगवद्गीता सर्वेषां जीवानाम् समन्वयः भवति तत्र सर्वैः अपि वेदः वे सर्वैः अपि जीवैः एवं रूपेण आच शङ्कराचार्यैः वेदव्यासे व वेदव्यासैः इत्यादि महापुरुषैः अपि भगवद्गीता भगवद्गीतायाः भगवद्गीतायाः भाष्यं भाष्यम् लिखितं वर्तते तत्रापि सर्वेषां तेषाम् अध्ययनेन तेषां विषये विचारः अपि क्रियते